महाराष्ट्रे नागपुरमध्ये युवकानां कृते शिक्षणस्य समस्या नास्ति इति भासते इदानीन्तनकाले युवसमूहः शिक्षणस्य कृते बहिः न गच्छति अद्यैव तिष्ठन् अत्रैव अभ्यासं शिक्षणं च अवगच्छति नागपुरमध्ये मेडिकल् हब् इति नाम्ना अपि नागपुरं ज्ञायते यतोहि बहवः डाक्टर्स् अर्थात् चिकित्सकाः नागपुरमध्ये तेषाम् प्राक्टिस् कुर्वन्ति तथैव ऐ टी इण्डस्ट्री

तान्त्रिक यान्त्रिक सङ्गणकशास्त्रस्य अद्य अधुना नागपुरमध्ये बहवः अपि अवसराः सन्ति यतोहि टि सि एस् महिन्द्रा इन्फ़ोसेस् पर्सिस्टेण्ट् नाम्नि बहवः उद्योगाः ऐ टी उद्योगाः अत्र उपस्थिताः सन्ति शिक्षणस्य विषये तर्हि बहवः मेनेज्मेण्ट् महाविद्यालयाः व्यवस्थापनमहाविद्यालयाः चिकित्सकानां कृते बहवः महाविद्यालयाः अभियान्त्रिकिमहाविद्यालयाः तथा हि कलाशास्त्रस्य भिन्नभिन्नमहाविद्यालयाः फै़न् आर्ट्स् कृते भिन्नमहाविद्यालयः अत्र उपस्थितः अस्ति यथा स्थापितः अस्ति